हरिः ओं नमो नमः महोदय हा अहं पल्लवी वदामि एस् ओ एस् विद्यालयतः अहं कानिचित् पुस्तकानि इच्छामि संस्कृतस्य नाटकानि संस्कृतसाहित्यम् इत्यादयः पुस्तकानि इच्छामि एवम् आधुनिकं नाटकम् इच्छामि यतो हि आं यानि नाटकानि सरलसंस्कृतभाषया लिखितानि सन्ति तानि आवश्यकानि अस्ति एवं वा

एवं वा उत्तमं तर्हि

एवं वा

तर्हि कदा आगमिष्यामि अहम् आं निश्चयेन आहमिष्यामि अहमिच्छामि पञ्चाशत् पुस्तकानि आं निश्चयेन निश्चयेन निश्चयेन धन्यवादः